आयुर्वेदस्य इतिहासविषये ज्ञानम् आवश्यकमिति वदन्ति आयुर्वेदः प्रायेण वेदाङ्गत्वेन परिगणितः अतीव प्राचीनम् इदं शास्त्रं भवति विशिष्य चरकः सुश्रुतः इत्यादयः प्रसिद्धाः वैद्याः आसन् तत्र वेदप्रामाण्यविषये यथा आयुर्वेदस्य प्रामाण्यम् तद्वदेव वेदस्यापि प्रामाण्यमिति न्यायसूत्रे न्यायसूत्रे उक्तमस्ति तद्वचनादाम्नायस्य प्रामाण्यमिति सूत्रस्य व्याख्यानावसरे न्यायसूत्रे एव अनन्तरं सूत्रमिदमस्ति आयुर्वेदप्रामाण्यात् इति तेन आयुर्वेदप्रामाण्यं यथा प्रत्यक्षदृष्टं तद्वत् वेदस्यापि यस्य येन केनापि उक् उक्तत्वात् आयुर्वेदस्य यथा प्रामाण्यं तद्वत् ईश्वरोक्तत्वादेव वेदस्य प्रामाण्यमिति प्रारम्भकाले अस्य वर्धनं तावत् आयुर्वेदस्य वर्धनं तावत् गुरुशिष्यपरम्परया तत्र शिष्याः गुरुकुलवासं कृत्वा कथम् औषधनिर्माणं कर्तव्यम् कथं वा रोगिणः परिचर्या कर्त् परिचर्या परिचरणं कर्तव्यम् एवं रीत्या गुरुकुलवासपद्धत्या एव औषधान् निर्माय गुरोः समक्षमेव रोगिणः परिचरणं कृत्वा तदनन्तरमेव सः समीचीनः वैद्यः भवति तेन आयुर्वेदस्य वर्धनम् अतीव समीचीनमासीत् अर्थात् गुरुकुलपद्धत्या एव पुरातनकाले बहवः युद्धादिकम् कुर्वन्तः आसन् तेन युद्धे ये आहताः तेषां चिकित्सादिकमपि कर्तव्यं भवति तेन एवं रीत्या तेषां वर्धनं तावत् बहुधा आसीत्